पाकपद्धतेः विविधानि खाद्यानि अहं पचामि तेषां यथा रोटिकाः भाखरी पूरिकाः ओदनम् वाटु पुलाव् सूपः विविधप्रकाराः सु सूपस्य विविधः सूपानां विविधानि विविधानां प्रकारः सूपाः विविधाः प्रकाराः प्रकाराः एवं शाकाः शाकानाम् अपि विविधाः प्रकाराः सन्ति मिष्टान्यस्य विविधाः प्रकाराः सन्ति तर्हि तेषां सज्जीकरणं प्रक्रियापि भिन्नभिन्ना भवति मिष्टान्नस्यापि सज् सज्जीकरणस्य एवं पचनस्य प्रक्रिया भिन्नभिन्ना भवति कुत्रचीत् केशू नार्ट्स् अमण्ड् इत्यस्य इत्येनेन सज्जीक्रियते कुत्रचित् चारोली इत्यस्य ए सज्जीक्रियते सर्वत्र इलैची पौडर् अपि युज्यते केशर् अपि युज्यते अतः भिन्नभिन्नः पद्धत्या खाद्यपदार्थानि सज्जीक्रियन्ते सूपः अपि मरिचिका एवम् कोकोनट् केसे कोकोनट् अस्य मिश्रणचूर्णमपि युज्यते लशुनः अपि युज्यते तथैव क्रियते